मम इष्टलेखकः एम् पि वासुदेवन् नायर् भवति ततः परम् अहं के आर् मीरा इति नाम्ना केरळीय रचयितायाः त्यक्ता भवति मम इष्टलेखकः के आर् मीरा मेरिया कृतवन्तः आर् आचार् इति ग्रन्थः बहु सम्यक् भवति तस्य पुस्तकस्य सङ्ख्या पेज् सङ्ख्या वा दृष्ट्वा चेत् अहम् एकवारं तद् वा पठितुं शक्नोमि इति चिन्तयामि ततः परं ततः परम् अहं तस्याः लेखनरीतिं सम्यक् प्रीत्या उपयुज्यामि तदनन्तरं तस्य तस्याः ग्रन्थस्य सः अनेकानि ग्रन्थानि अस्ति तस्याः ग्रन्थस्य वायुः पठितुं शक्नोमि आराचार् इति ग्रन्थः मलयाळस्य मलयाळसाहित्यस्य एकं नूतन विषयम् अधिकृत्य अनन्तरम् एकं सामूहिकविषयम् अधिकृत्य एव वदति तदनन्दरं मम इष्टपत्रिका लेखकः वै के मोहमद् बशीर् भवति वै क मोहमद् बशीर् अथवा सः बहु सम्यक् रीत्या अनेकानि कार्याणि तद् पूर्वं गतवर्षात् गतं गते वर्षे अथवा गतवर्षात् पूर्वम् अत्र यत् कार्याणि सम्भवति पातुम्मयुडया आड् एण्डुप्पापकोरानेन्डार् इत्यादयः अनेकानि ग्रन्थानि सः रचितः ग्रन्थस्य रचयिता भवति पैकम् मोहम्मद् बशीर् सः अत्युत्तमरीत्या कार्याणि कुर्वन्ति इति बहु कार्यं भवति ततः मम प्रियलेखकः बशीर् एम् टि वासदेवन्नायर् मीरा इत्यादयः भवन्ति